मया एकम् होम् तियेटर् आनयम् आसीत् सः होम् तियेटर् बहु सम्यक् अस्ति तत्र लार्ज् सैस् मया आर्डर् कृतम् लार्ज् सै एव लार्ज् सैस् एव आगतवान् बहु सम्यगस्ति